हरिः ओं पारम्परिकपद्धत्या अध्ययनं समाप्तेभ्यः छात्रेभ्यः उध्योगावकाशं कल्पयितुं किं करणीयमिति विषयः सर्वकाराः एतद्विषये किमपि कुर्वन्तः सन्ति वा तद्विषये वक्तुम् इच्छामि छात्रेभ्यः उद्योगावकाशम् पारम्परिकपद्धत्याः अध्ययनं कृतवन्तः छात्रेभ्यः उद्योगावकाशं तु सर्वत्र अवकाशः भवति इति मम अभिप्रायः किमर्थम् इत्युक्ते प्रत्येकविषयस्य गहनविचारं प्राप्तुं पारम्परिकविद्यया एव साध्यम् इति वेदाध्ययनस्य वेदाध्ययनम् इति मूलम् सोर्स् अस्माकं कृते मनुकुलस्य कृते वेदाः मूल अध्ययन

शक्यं वा इत्यपि विचारः करणीयः किन्तु पारम्परिकरीत्या अध्ययनं कृतवन्तः लौकिकरीत्या अध्ययनं कृतवन्तः छात्रयोर्मे पारम्परिकतया विद्यायां अधिका महत्त्वं प्राप्नोति इति मम अभिप्रायः किमर्थमित्युक्ते तत्र व्यवस्थितरीत्या अध्ययनपद्धतीः अस्ति अनुसरणं कुर्वन्तः जनाः बहुविरलाः तदर्थं तत् प्रसारयितुं सर्वकारः अथवा पाठशालायां लौकिकस्थरे पाठशालायामपि तेभ्यः मूलतः विशेष अवकाशं दातव्यम् तदा एव संरक्षणमपि भवति अभिवृद्धिः अपि भवति तत् ज्ञानस्य नो चेत् इदानीन्तनकाले कथं प्रचलति अस्ति लौकिकाविद्याभ्यासः किमपि उपयोगम् अस्ति वा इति आलोचनं करणीयं किमर्थम् इत्युक्ते जीवनस्तरे प्रयोजनमपि भवनीयं खलु नित्यजीवनस्तरे तदनन्तर पारिवारिकस्थरे तदनन्तरं पुनः अभिवृद्धिः कर्तुं किमपि साध्यं वा इति आलोचनां कृत्वा पठनकार्यं करणीयं तदर्थमेव यदा भगवता सृष्टिरचना अभवत् तदारभ्या वेदाध्ययनस्यापि अध्ययनापरम्परा प्रारम्भः अभवत् तान् अनुसृत्य वयं सरामः चेत् प्रकृत्या सह वयं व्यवस्थितरूपेण अभ्यासं कृत्वा प्रति संरक्षणं प्रकृत्याः संरक्षणं कुर्वन्तः अध्ययने तत्पराः भवन्तः इतोपि प्रकृतिः मूला किमपि सोर्स् कृत्वा अभिवृद्धिं कर्तुं शक्नुमः इति मम अभिप्रायः अत्र उद्योगावकाशम् इत्युक्ते वैद्यकीय अभियन्तारः तदपि विषयः पारम्परिकपद्धत्यापि सन्ति तान् उपयुज्य एव अपि इदानीन्तनपर्यन्तं किमपि प्रचलति अस्ति तन्म मूलस्य सोर्स् तु तदेव इति मम अभिप्रायः सर्वकाराः तद्विषये किमपि कुर्वत्यै सन्ति वा इति अत्र का एकः शाखा एका शाखा अस्ति वेदाध्ययनं पारम्परिकरीत्या बहवः मन्दिराणि सन्ति तत्र वेदाध्ययन कृत्वा अर्चकाः भवन्ति चेत् तदपि विशेषरूपेण उद्योगावकाशः एव तदर्थं पारम्परिकपद्धत्या अध्ययनं करणीयमेव तदा एव देवस्थानस्य वैभवं कथम् तत्र उद्देशः किं किम् अनुसृत्य वयं सर्वे सनातनधर्मे धर्माणां संरक्षणार्थं प्रयत्नं कुर्वन्तः स्मः तद् अनुसरणे वयं कथं कुशलिनः स्मः एतद्रीत्या बहवः अंशाः पारम्परिकपद्धत्या अध्ययनकरणे एव वयं तत्र प्रवृत्ताः भवितुं शक्नुमः नो चेत् इदानीमेव इदानींतन अध्ययनं पुरा नेगेटिव् इति नास्ति किन्तु पारम्परिक आधारेण एतदपि वयम् अध्ययनं कुर्मः चेत् इतोपि अधिकाप्रगतिः भवती वैयक्तिकप्रभग प्रगतिः तथा राज्यस्य तन्मूलक प्रान्तस्य प्रा प्रत्येकप्रान्तस्य विशेष अध्ययनं भवति स सर्वक्षेत्रे इत्युक्ते सामाजिका राजकीया भौगोलिकविभिन्नरित्या अध्ययनं भवति अनुस्सृत्य वयम् अनुसरामः चेत् इतोपि अधिक प्रगतिं प्राप्तुं शक्नुमः इति विश्वस्तरे अपि वैश्विकस्थरे अपि वयम् इतोपि अधिक प्रगतिं प्राप्नुं शक्नुमः इदानीन्तना एतद् टेक्नालजि अपि अस्माकं बहु उपयोगी अस्ति सर्वान् उपयुज्य वयं सर्वे मिलित्वा मिथा वाङ्मयरूपेण कुर्मः चेत् बहवः लाभाः सन्ति इति मम अभिप्रायः नमस्कारः